अन्तर्जालद्वारा शिक्षणेन बालकानां जीवने बहु महत्वपूर्णः तथा च किं वदामः प्रभावः अधिकः एव अभवत् अन्तर्जालद्वारा शिक्षणम् इत्युक्ते तन्त्रज्ञानस्य एव आविष्कारः वयं वक्तुं शक्नुमः अत्र अन्तर्जालद्वारा शिक्षणं तत्र शिक्षकस्य भूमिका अधिका न आसीत् यतोहि तत्र आन्लैन् माध्यमेन एव जनाः पठितुं शक्नुवन्ति तत्र कोरोना काले वयम् दृष्टवन्तः अन्तर्जालस्य महत्वं बहु अधिकमासीत् तेन गृहे एव छात्राः तस्य पठनं कर्तुं शक्नुवन्ति कोपि विषयं तत्र स्वीकृत्य ते स्वयमेव पठितवन्तः स्वयमेव पठने के कदा कदा हानि अपि भवति शिक्षकाणां मार्गदर्शनमेव आवश्यकमस्ति इति मन्ये यतोहि अन्तर्जाले वयं यत् टैप् कुर्मः तदेव आगच्छति तदेव वयं ज्ञातुं शक्नुमः स्वस्य विचारान् तत्र प्रकटीकरणम् इति भावः एव नास्ति तर्हि स् बालकानां जीवने तस्य प्रभावः इत्युक्ते कर्णदोषः अपि अभवन् अनन्तरं नेत्रे नेत्रयोः अपि दोषाः समस्या आगता अनन्तरं ते तत् तेषां शारीरिकमानसिकविकासः तत्र खण्डितः शिक्षकाणां तत्र किमपि रोल् एव नासीत् तत्र शारीरिकक्रिया एव नासीत् एक एकस्मिन् स्थाने एव उपविश्य आदिनम् अन्तर्जालेन पठनम् इति तेषां भावः अभवत् अनन्तरं ते तेषां क्रीडनं समाप्तं तेषाम् गृहकार्यम् इत्यादिकं किमपि न आसीत् ते इच्छन्ति तदा पठनं ते न इच्छन्ति तर्हि न पठन्ति इति एव तत्र अभवत्